हरि ओम् धन्यवादः इदानीं मम स्यूतः मम स्यूतः मम स्यूतः कोपिः अनयत्

वनितास्यूतः रक्तवर्णः आसीत् लघ्वाकारकः

तत्र बहूनि कार्डस् आसन् अपि च मम मोबैल अपि आसीत् अनन्तरम् एतत् धनमपि आसीत् तत्र पञ्च पञ्चसहस्ररूप्यकाणि अपि तत्र आसन्

कुञ्चिका आसीत् सत्यम् एतत् एव कबन् पार्क मध्ये सार्धनववादने प्रातःकाले अहं तत्र एव भ्रमन्ति आसम् तदा एव एतत् नष्ट जातः वि विरामः अस्ति खलु अतः तत्र एव गत्वा किञ्चित् भवामः इति चिन्तित्वासर्वे गतवन्तः हा वायु विहार्थम् एव

अकस्मात् एव अहं प्रतिदिनम् अत्र न आगच्छामि

न न न अहम् आर् आर् नगरतः आगतवती बालानामपि आनीतवती तत् सत्यम् सत्यं सत्यम्

सत्यम् न बहुजनः तत्र आसन् तत्र तत्र एकः वृद्ध अस्ति सः तु चोरं दृष्टवान् अस्ति इति उक्तवान्

अस्ति अस्ति मम समीपे अस्ति सः एव अत्र एव अस्ति

धन्यवादः अस्तु एतत् अत्र लिखामि पश्यतु अस्तु अस्तु